ह ह ह महोदय आगच्छतु ह ह ह भवतः उक्तं खलु त तदेव रङ्गलेपनं कुर्वन्नस्मि ह ह ह ह ह न ए एतदेव खलु अत्र हरिद्वर्णः दत्तः अस्ति विक्षसामत्र एतद् बहु सम्यक् भवतां भवतां एतत् अतिथयः एतत् दृष्ट्वा अत्यन्तं रज्जन्ते तथा मया लेपनं कृतमस्ति ह् का का समस्या न महोदय भवता तु न न तत् एतद् आसीत् प्रायः भवान् आगतः खलु तदनन्तरं भवतां महोदया आगता आसीत् सा हरिद्वर्णम् उक्तवती न महो हा हा महोदय तर्हि हय्यो तत् कथं ग भवति महोदय इदानीम् अत्र न न महोदय अत्र वर्णानाम् मूल्यं तावद् गनारो गगनारोहितं वर्तते अन्यत् धनं न दास्यामि न न भवन्तः आम् ह ह ना नां श्रीमन् बवद्भिः एव अयं वर्णम् उक्तं सः एव वर्णं मया कृतं अपेक्षितं भवतां एतत् क्रीम् कलर् आवश्यकं खलु एतदेव इतोपि किञ्चित् लैट् कृत्वा करिष्यामि तदा तद्भवति तदानीं किञ्चित् यथा एतद् भवति खलु पिस्ता ऐस्क्रीं भवति खलु तस्य किञ्चित् हा नोचेत् अत्र आगच्छन्तु भवतां प्रकोष्ठे भवद्भिः अपि वर्णम् उक्तं खलु अत्र आगच्छन्तु इदं पश्यन्तु अत्र यः वर्णः दत्तः अस्ति ह हा ह हा तद् अत्र एव न मया तावत् भवतां भवताम् अत्र अस्मिन् परि सर्वत्रापि मयैव वर्णलेपनं कृतमस्ति अत्र तत्र अस्ति खलु तत् एतस्य विजयमल्य अस्ति खलु तस्य सहोदरस्य पत्न्याः पुत्रस्य गृहं तत् तत्र मयैव वर्णलेपनं कृतमस्ति मया ह ह त तदेव अतः अयं वर्णः तेभ्यः तथा आरोचिष्टा यत् सर्वत्रात् एतदेव कुर्वन्तु इति हा ह ह भवद् ह तर्हि एतं वर्णमेव सर्वत्र करिष्यामः तर्हि अह् ह ह ह तर्हि तथापि महोदय महोदय इदानीं एतत् कर्तव्यं चेत् पुनः दिनद्वयम् अस्माभिः अधिकं स्थातव्यं भविष्यति लेबर् चार्ज् सर्वम् इदानीमधिकं जातमस्ति अतः के ह महोदय भवतां भोजनं चायं च भवतामेव भवतु महोदय अस्मभ्यं न रोचते भवतां आयुर्वेदभोजनम् अस्मभ्यं न रोचते वयं तु स्वयं तत्सर्वं पक्ष्यामः परन्तु किञ्चित् किञ्चित् धनं किञ्चित् पश्यन्तु द्वयोः दिवसयोः अत्र एतावत् वर्णलेपनं कर्तव्यं चेत् चत्वारः इतोपि आवश्यकाः भविष्यन्ति पुनः इदानीं सीज़न् अस्ति सर्वत्रापि ह द ह् हा अस् अस्मत् संस्थायां अहमेव स्वामी अस्मि म ह ह ह ह स्वामी अपि अहमेव कर्मकरोप्यहमेव पश्यतु हु हा हा हा महोदय महोदय भवतः फ़ोन् तत् किमपि रिङ्ग् जायमानमस्ति पश्यन्तु ह अस् अस्तु महो अस्त् अस्तु महोदय अस्तु महोदय तद्विषये किञ्चित् चिन्तयतु हा भवतु हु हा हा